नमस्कारः नमस्कारः नमस्कारः मम नाम सच्चिदानन्दमूर्ति मम नाम हा वदन्तु

हा वस्तुतः आदौ अहं शिक्षकोऽस्मि संस्कृतशिक्षकोऽस्मि समाजसेवकाः इत्यस्य तत्र तथा एवं मम शक्त्यनुगुणं मम स्थित्यनुगुनम् अहं किञ्चित् यथा समयं यथा मम अनुकूलं मम परितः एवं मम एवं किम् अस्ति तत्र अहं किञ्चित् सेवादिकं करोमि तत्र मुख्यतया अहं समाजसेवा नाम वस्तुतः समाज इति शब्देन अस्माबिः ज्ञायते कलु मनुष्याणां समूहः समाजः सर्वे अपि मनुष्याः समानतया भवन्ति चेदेव तदानीं समाजस्य उन्नतिर्भवति एवम् अस्ति तत्र अहं समाजसेवा नाम अहं शिक् आदौ शिक्षकः अहम् उक्तवान् खलु मम अहं बाल्यकाले किञ्चित् भगवद्गीताम् अधीतवान् तां भगवद्गीतां एवं मद्ये मद्ये यत्र उत्सुकाः आगच्छन्ति आं वयं भगवद्गीतां पठितुमिच्छामः इति तेषां कृते यदा कदापि उचितसन्द उचितसमये अहं भगवद्गीतां पाठयामि ये तत्र निम्नस्तरः उच्चस्तरः इति किमपि न पश्यामि यदा मम अनुकूलं तषामनुकूलं दृष्ट्वा प्रायः इदानीमेतावता सप्तछात्राः गीतावधानेन रूपेण अहं निर्मितवान् ते छात्राः बहुत्र अवधानमपि कुर्वन्तः सन्ति तथैव यत्र अहं भगवदीतां पाठयितुं गच्छामि तत्र निश्शुल्कं किमपि धनमित्यादिकमहं न स्वीकरोमि ते यच्छन्ति चेदपि प्रायः न स्वीकरोमि एवं रूपेण इतोऽपि समाजसेवा नाम यदा अहं एन् एस् एस् मध्ये कार्यं कृतवान् अफ़ीषियलि प्रोग्राम् आफ़िसर् रूपेण तस्य प्रभावः मम उपरि वर्तते अतः यदा कदापि अहं ग्रामं प्रति गच्छामि नो चेत् रिक्तसमये तत्र तत्र अस्माकं प्रान्ते वा भवतु एवं प्रदेशे तत्र गत्वा किञ्चित् सर्वैः सह किञ्चिदहं कार्यं करोमि तेषां यत्किमपि साहायमपेक्षते मम शक्त्यनुगुणम् अहं तेषां कृते साहायं करोमि एवं तदेव खलु दानस्य विषये किमपि निर्दिष्टं नास्ति धन धनं दानमेव दानो नास्ति खलु ज्ञानदानमपि दानं भविष्यति तत्तु अहं इदानीमपि अहं सोत्साहेण वदामि आजीवनं मम अहम् अत्र अस्मि इत्यस्य प्रधानकारणं कारणभूता अस्ति भगवदीता अतः आजीवनं यावत् अहं भगवद्गीताम् उचितरूपेण सर्वेभ्यः पाठयितुमिच्छामि अवधानकलामपि एवम् अहं पाठयितुमिच्छामि एवम् एवमेव अहं तत्र समाजसेवा इत्यस्य सर्वेऽपि चिन्तनं कुर्वन्ति तत्र बोर्डर् मध्ये कार्यं कुर्मः चेत् तदेव देशभक्ति इति पूर्वं वदन्ति परन्तु अत्र भूत्वापि वयं देशस्य सेवां कर्तुं शक्नुमः अहं कक्षायामपि यदाकदापि समयः यदा भवति मध्ये रिक्तसमयः तदानीं छात्रेभ्यः अहं सूचयामि भवन्तः एवं जलस्य संरक्षणं कुर्वन्तु तेन दशसु छात्रेषु एकस्य छात्रस्य परिवर्तनं भवति चेदपि तत् समाजसेवा भविष्यति तादृशाः अपि तादृशरूपेण अहं मध्ये मध्ये किञ्चित् मूल्यसम्बद्धविषयान् छात्राणां पाठयामि एवमहं एकं वदामि छात्रसंरक्षकरूपेण यदा अहमत्र कार्यं कृतवान् विश्वविद्यालये तत्र अहं छात्रान् छात्रावासे बहुवारं सूचितवान् यदा भवन्तः निद्रा करण सन्दर्भे निद्राकरणात् पूर्वम् एकवारं गच्छन्तु छात्रे छात्रावासे कुत्र कुत्र दण्डदीपाः तत्र अनावश्यकरूपेण ज्वलन्ति तद् सर्वं भवन्तः आफ़् कृत्त्वा एवं भवन्तः निद्रां कुर्वन्तु तेन अस्माकं करेण्ट् सेव् भवति एवं जलसंरक्षणमपि कुर्वन्तु जलस्य व्यर्थं मा कुर्वन्तु तदपि एकं पार्ट् सेवा मध्ये आगच्छति खलु एतादृशरूपेण अहं करोमि इति सोत्साहेन वदामि तावदेव ताः नाम तत्र एकमेव वदामि यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः एतदहं विश्वसामि यदा यदा वयम् उत्तमतया वयमाचरणं कुर्मः अन्येऽपि अस्मान् दृष्ट्वा उत्तमतया आचरन्ति तदेव अहं एवं तस्य उपरि मम विश्वासः अस्ति तर्हि भवतां कृते एवं अग्रे चलति कार्याणि धन्यवादः हा हा